मम क्षेत्रे परिवहनविधयः बहवः सन्ति एवञ्च अस्माकं राज्ये बस्यानं मेट्रोयानम् आटोयानम् इत्यादिकं तु प्र रेलयानम् इत्यादिकं प्रचलति एव एवञ्च एकस्मात् ग्रामात् अन्यस्मिन् ग्रामे गन्तुं तत्र बस्यानमेव सौकर्यं भवति किमर्थं नाम बस्यानं गवर्मेण्ट्तः निर्माणं तद् संस्था गवर्मेण्टतः निर्माणं कृता अतः तया संस्थया यत् बस्चालनं प्रवर्तते तत् बस्चालने चालनस्य वेतनादिकमपि गवर्मेण्ट्माध्यमेनैव आगच्छति तथा च जनानां गमनागमनवेलायां यद् धनव्ययः भवति तदपि किञ्चित् न्यूनमेव प्रवर्तते इति हेतोः अस्माकं क्षेत्रे बस्वाहनस्य उपयोक्ता अधिका वर्तते इति